एकवारम् अहम् अहं यदा बेङ्गलुर् नगरे आसम् तस्मिन् समये एकवारं मम मित्रैस्सह अहं तु बैक्याणं स्वीकृत्य बहुदूरं गत्वा आगतः किमपि आयोजना तु न क्रिया कृता अस्ति किमर्थम् इत्युक्ते रात्रौ एकवारं अष्टवादनम् एतादृशम् स्वीकृत बैक्यानं स्वीकृते एवमेव स्वीकृत्य बेङ्गलूर्तः बहुदूरं कूर्ग् कूर्ग् इति एकं स्थलं वर्तते तत्र गत्वा आरात्रिं वयं सर्वं दृष्टवा सर्वत्र मनोरञ्जकं दृष्टवा सर्वत्र पर्वताणां मङ्गलूर् मण्ड्या इत्यादिकं दृष्टवा कूर्ग् प्रति गत्वा तत्र एकं चायपानं कृत्वा आगताः किमर्थम् एकं चायपानार्थं तावत् दूरं गन्तव्यं चेत् इति प्रश्नः जायते परन्तु मनसि एवम् एतादृश अनुभवः भवेत् चेत् तावत् एतादृशं किमपि क्रियते चेदेव अनुभवः भवति इति अहं बहुदूरं मित्रैस्सह गत्वा सर्वंं अटित्वा सम्यक्तया मया कालक्षेपः कृतः अस्ति